हरिः ओम् महोदय मम नाम श्रीकृष्णः इति हा वदतु नाम किं करणीयम् हा

कीदृशरूपेण भवता अपेक्षते धनरूपेण वा वस्तुरूपेण वा कीदृशरूपेण भवता अपेक्षते वस्तुरूपेण अपेक्षते वा भवतां कृते एव दातव्यं वा धनं वस्तु नो चेत् यत् आपणमस्ति तत्र गत्वा धनं दातव्यं भवति वा एवं चेत् भवान् मठे किमिति कार्यं कुर्वन्तःसन्ति पदाधिकारी अस्ति वा मठस्य नाम किम् इति उत्तरादिमठम् इत्येव वा तत्र सर्वकारस्य किमपि योजना अस्ति वा भवतां किं मठे किमपि नास्ति खलु किमिति इत्युक्ते अहं तु सर्वकारी उद्योगी अस्मि अतः यदि दानं दीयते ए टि जि इत्यादिकम् आगच्छति खलु तादृशसौलभ्यं किमपि अस्ति वा इति मम जिज्ञासा बेङ्गलूर् मध्ये एव न बेङ्गलूर् मध्ये अस्ति चेत् भवतां कृते किम् उपयोगः भवति खलु न न तत्र स्वीकृतिपत्रं स्वीकृत्य दातुं शक्यते वा शक्यते वा तर्हि किं कीदृशवस्तूनि अपेक्षितानि भवन्ति विद्युत् रूपेण वा धान्यरूपेण वा वस्त्ररूपेण वा अथवा कट्टडभवननिर्माणसामग्री वा किं किं प् महोदय हा विद्युत् व्यजनं कियद् कति पञ्च तद् रिमोट् अपेक्षितं वा तद् सामान्यरूपेण अपेक्षितं वा भवति वा सत्यम् अन्या

एवं वा हा हा हा हा सोदामठे प्रचलति वा न हि भवतां मठे आचरति वा पुरन्दरोत्सवः वा

तु ह कति वादने अस्तु आगच्छामि भोः भवतां कार्तज्ञं समर्पयामि अवश्यम् आगच्छामि धन्यवादः धन्यवादाः नमस्कारः